क्रीडा अस्माकं जीवनपद्धत्याः एकं विशेषम् अङ्गं वर्तते स च क्रीडा ग्राम्यक्षेत्रे भवतु वा नगरक्षेत्रे भवतु वा तस्य उपयोगिता आधुनिकसमये बहु अधिका वर्तते ग्राम्यक्षेत्राणां

तथा च नगराणां च क्रीडामध्ये इदानीं भेदः अपि प्राप्यते यतोहि नगरे यः क्रीडा भवति तत्र सुविधानां अधिकता भवति अर्थात् यथा बेड्मिण्टन् कोड् इत्याधिकं ये क्षेत्राणि सन्ति यत्र क्रीडा भवति उत्तमतया तत्र व्यवस्था भवति ग्रामे कदाचित् तादृशी व्यवस्था न भवति परन्तु क्रीडायाः क्षेत्रे यदि वयं पश्यामः अस्माकं देशे ये क्रिडालवः सन्ति ते अधिकाः ग्राम्यक्षेत्रात् एव आगच्छन्ति अतः यदि ग्राम्यक्षेत्रे अधिकाः सुविधाः भवेत् तर्हि तेषां क्रिडालूनाम् अपि तत्र उत्साहवर्धनं भविष्यति अन्ये ये नूतनाः नूतनाः क्रीडाक्षेत्रे आगन्तुम् इच्छन्ति तेषाम् कृते अपि सम्यक्तया सुविधा प्राप्यते भारतदेशस्य गौरववर्धनं करिष्यन्ति इति